अस्माकं जननायकः अस्ति यु बि बणकारः तथा च अस्माकं प्रदेशे राजकीयपक्षः वर्तते भारतीय जनता पार्टी तत्र तस्य यः नायकः वर्तते तस्य कृते तु सर्वाः सौलभ्याः प्राप्यन्ते एव किमर्थं नाम राज्यसर्कारतः तथा सौलभ्यं कृतमस्ति अनेन सः सर्वं प्राप्तुं शक्नोस्ति अतः सः अस्माकं ग्रा ग्रामे एकम् उद्यानवनं निर्मितवान् अस्ति तत्र छात्राणां कृते क्रीडितुं कृतवान् अस्ति तथा च वाटर् डेन्स् इत्यादिकमपि तत्र कारितवान् अस्ति अनेन ये जनाः आगच्छन्ति ते तत् ये ये द्रष्टुमागच्छन्ति जनाः अस्माकं ग्रामं ते तत् पा उद्यानवनं गत्वा वाटर् डान्स् अपि द्रष्टुं शक्नुवन्ति एवं अस्माकं नायकः कृतवान् अस्ति तथा च सः ये वृद्धाः सन्ति तेषां कृते अपि सौलभ्याय तत्र मार्गं च निर्मितवान् अस्ति सरोवरनिकटे अनेन तत्र वृद्धाः ये सन्ति ते चलितुं शक्नुवन्ति सन्तोषेन हर्षेण तत्र अटन् अटितुं शक्नुवन्ति तथा च यदा प्रवासिगाः आगच्छन्ति ते अपि तत्र आगत्य उपविश्य भोजनादिकञ्च कृत्वा सर्वं सर्वेषां सन्तोषं यथा स्यात् तथा अस्माकं नायकः कृतवान् अस्ति तथा च अस्माकं ग्रामे यद् ड्रैनेज् समस्या आसीत् तस्य परिहारम् अनेन बहु उत्कृष्टेन कृतं वर्तते अयं तु उत्तमनायकः एव तत्र न कोपि प्रश्नः तथा च अनेन अन्तर्जलव्यवस्था अपि बहु सूक्ष्मरूपेण समीचीनरूपेण उत्कृष्टरूपेण च कृतं वर्तते अतः अयम् अस्माकं जनप्रथिनिधिः वर्तते अस्य कार्यं तु बहु उत्तमोत्तमतया प्रशंसयितुं शक्यते